हरिः ओम् मम नाम नरसिंहभट्टः इति अहं बेङ्गलूर्तः विद्यारण्यपुरस्य समीपे दोड्सन्द्र इति अस्ति तस्मात् दूरवाणीं कुर्वन्नस्मि मम समस्या तु विशेषतः किमपि नास्ति किन्तु तत्र मम पुत्र्याः जन्मदिनाङ्कस्य विषये कश्चन सन्देहः आसीत् अत्र जन्मदिनाङ्कः तत्र व्यत्यस्ततया तत्र मासः किञ्चित् व्य व्यत्यस्ततया आगतम् आगतमस्ति हा तत्र मासस्य विषये कश्चन सन्देहः अस्ति भवतः सङ्ख्या तत्र भवान् लायर् खलु

आम् आम् आम् हा हा हा

आम् आम् आम् हा हा हा हा सा स एव तस्म एव सु हा हा आम् आम् स्मर्य स्मरन् अस्मि स एव स्यात् कोपि भवान् अतीव प्रसिद्धः तत्र लायर् इति श्रूयते आम् ह आम् एवं वा प्रसिद्धः इति स्मर्यते कश्चन बहुभिः शृ पूर्वमेव श्रुतमासीत् अतः अस्मान् माम् अतः किञ्चित् तत्र सहायकः भवितुम् अर्हति वा इति पृ पृच्छन्नस्मि अत्र अस्

अत्र बेङ्गलूर् बेङ्गलूर् अल्ल बेङ्गलूरु वन् अस् सा इदानीं प्रथमकक्षायां नाम प्रवेशनीयं तत्र बेङ्गलूर् वन् इति अस्ति खलु तत्र गत्वा कर्तुं शक्नोमि वा शक्नोमि वा

हा अफ़िडे अफ़् अफ़िडेविट् करणीयं भवति वा येन न व न न एवं वा अल नो नोट्री नोट्री द्वारा एव करणीयं भवति वा

न प्रवेश शालायां शालायां प्रवेशात् पूर्वमेव तत्सर्वं करणीयमिति चिन्तयन् एवम् तत्रज् हा पुत्री पुत्री पुत्री पुत्री तत्र जून् मासे जून् मासे एव तस्याः तस्याः जन्म अभवत् किन्तु तत्र ना नाम निर्देशः कथञ्चित् तत्र तत्र दिनाङ्कः किञ्चित् व्यत्यस्तः अस्ति तत्र बर्त् सर्टिफिकेट्मध्ये तदनन्तरम् अस्मिन् मध्ये किञ्चित् व्यत्यस्तः अस्ति शालायां शालायां किञ्चित् व्यत्यस्तरूपेण दत्तमस्ति अतः किं करणीयम् इति तत्र बर्त् सर्टिफ़िकेट्मध्ये अन्यदस्ति शालायां दत्तम् अन्यदस्ति इति शालायां दद् हा अत पूर्वं तत् किञ्चित् अजागरुकतया जातमिति मन्ये तत्र किं करणीयमिति चिन्तयन्नस्मि शालायामेव कर्तुं शक्नोति वा इति यदि शान् ह एवं वा हा भवतु बर्त् सर्टिफ़िकेट् हा हा हा हा तत्र तत्र तत्र तत्र तत्र हास्पिटल्मध्ये एव अभवत् बेङ्ग्ळु बेङ्ग्ळूर् नगरे एव लक्ष्मी लक्ष्मी मेटर्मि लक्ष्मी लक्ष्मी मल्लेश्वरे तत्रैव बर्त् सर्टिफ़िकेट् दत्तमस्ति हा तस्मिन् तस्मिन् सम् हा एवम् अस्तु अस्तु भवतु धन्यवादः अस्तु धन्यवादः पुनः मिलामः